नगरपालिका तु मार्गस्य अथवा शालायाः समस्या अथवा क्वचित् विद्युत् समस्या एवम् अस्ति चेत् समये प्रायः तस्मिन् समये एव न कुर्वन्ति किन्तु समयं स्वीकृत्य यत् यावच्छक्यं तावत् सम्यक् प्रा कर्तुं प्रयत्नं कुर्वन्ति नगरपालिकापरतया ग्रामपञ्चायत् परतया तु बहु सम्यक् कार्यं कुर्वन्ति यतः तेषां ग्रामे न्यूनानि गृहाणि भवन्ति अतः ते सम्यक् कार्यं कर्तुं शक्नुवन्ति मम ग्रामे तु ग्रामपञ्चायत् अध्यक्षेण बहु सम्यक् कार्यं क्रियमाणम् अस्ति प्रत्येकस्मिन् गृहे या या काचित् समस्या अस्ति चेत् सा गत्वा सम्यक् साहाय्यम् आचरति मम तु मम गृहे विद्युत् समस्या जलस्य समस्या एवं यदा समस्याः आसन् सः तु बहु सम्यक् साहाय्यम् आचरितवान् इदानीं विद्युत् समस्या अपि नास्ति जलस्य समस्या अपि नास्ति एवं बहु सम्यक् कार्यं कुर्वन्ति नगरपालिका ग्रमपञ्चायत् परतया उभयथा अपि